नमस्ते जनता डीलक्स् होटल् वा अहं गजानन पै भवतः दैनन्दिनग्राहकः भवतः भोजनालयात् मया एकं गोबीमञ्चूरी आनायितं तस्य रशीदि प्रतिच्छाया अपेक्षितं कृपया प्रयच्छन्तु